अस्माकं प्रदेशे वाहनानि सन्ति किन्तु आधिक्येन वाहनस्य उपयोगः कर्तुं न शक्यते किमर्थं नाम तत्र वाहने उपवेष्टुं स्थानानि न भवन्ति अपि च तत्र विद्यमानाः यन्त्राः सम्यक् न भवन्ति अतः अस्माकं ग्रामे विद्यमानाः जनाः स्वकीयवाहने एव अटन्ति अतः ग्रामे विद्यमानस्य वाहनस्य विषये किञ्चित् वक्तुं वा अपि च तत्र कार्यनिवृत्तिर्वा कर्तुं नैव शक्यते